द्विसहस्रतमवर्षस्य जून् मासस्य पञ्चदिनाङ्कः द्विसहस्रतमवर्षस्य जनवरी मासस्य त्रयोदिनः द्विसहस्रमासस्य द्विसहस्रतमवर्षस्य नवम्बर् मासस्य एकादशदिनाङ्कः द्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य पञ्चदिनाङ्कः द्विसहस्रतमवर्षस्य मे मासस्य चतुर्दशदिनाङ्कः